ह्यः अहं स्विग्गी मध्ये एकम् आर्डर् कृतवान् तद् कविता बेकरी तः एकं आर्डर् कृतवान् केक् आर्डर् कृतवान् तत् अनन्तरम् इच्छा नास्ति इति क्यान्सेल् अपि कृतवान् किन्तु तत् ततः पेमेन्ट् धनं न आगतं मम कृते तत् कारणात् मम ऐ डी अस्ति एकम् अष्ट द्वे पञ्च त्रीणि एतद् शी शीघ्रातिशीघ्रं एतस्य पेमेन्ट् कुर्वन्तु